हरि ओं नमस्कारः आम् अहं शर्वरि शास्त्रि अहं परश्वः रामटेक् नगरे आगच्छामि तर्हि अहं निवास निवास निवासस्य तत्र का व्यवस्था एवं एवं तत्र द्रष्टुं किं किं सन्ति प्रथमं तु मन्दिरमेव अहं पश्यामि एवं एवं वा तदनन्तरम् इतोपि किमस्ति सम्यगस्ति वा तत्र बोटिङ्ग् वा इत्यादिकं एवं वा हा रुप्यकाणि कति आवश्यकानि एवं वाहनव्यवस्था किमपि अस्ति वा तत्र धनं बहू सन्ती वा एवं कति जनाः कति जनाः आगन्तुं शक्नोति तत्र आटो मध्ये अथवा कार् मध्ये एवमेवं तत्र ट्र्किङ्ग् वग् इत्यादिकं इत्यादिकं कर्तुं शक्नोति वा एवं वा तत्र किम् अपेक्षितं वा एवं मार् मार्गं सुलभं वा कठिणमस्ति तत्र वन्यप्राणिनि सन्ति वा हा एवं हा अस्तु अस्तु धन्यवादः